मम प्रदेशस्य नामः उत्तराखण्डः अस्ति मम प्रदेशे बहवः ऐतिहासिक स्थानानि सन्ति यथा चत्वारः धामः तत्रेव अस्ति तत्रेव सन्ति एवञ्च योगनगरि ऋषिकेशः अपि तत्रेव सन्ति हरिद्वारम् हरि हरिः द्वारः तत्रेव अस्ति एवञ्च चत्वारः धामः नाम बद्रीनाथः केदारनाथः गङ्गोत्रिः यमुनोत्रिः एतादृशानि एतिहासिक स्थानानि अस्माकम् उत्तराखण्डप्रदेशे सन्ति एवञ्च तत्र गङ्गायाः उद्गमं स्थानं वर्तते यथा गङ्गोत्रिः ततः गङ्गा आगमिष्यति एवम् आगच्छति एवञ्च एतादृशानि एतिहासिकस्थानानि इ स्थानानि अस्माकम् उत्तराखण्डप्रदेशे सन्ति एवं च सर्वे तत्र गन्तुं शक्यते नाम आज्ञायाः आवश्यकता तु नास्ति भगवतः दर्शनम् अस्ति खलु अतः आज्ञायाः आवश्यकता तु नास्ति एवं च सामान्यतः समययापनार्थं जनाः तत्र बहवः प्रव् पर्वताः सन्ति तान् द्रष्टुमपि गन्तुं शक्यते एवञ्च गङायाः दर्शन्मपि कर्तुं शक्यते एवं च गङायां स्नानमपि कर्तुं शक्यते तेन किं भवति पापस्य निवारणम् अपि भवति एवञ्च बहवः यथा हरिः हरिः हरिकिपोडी हरिद्वारम् इति उच्यते तत्र तत्रपि गन्तुं शक्यते एवं च बहवः आश्रमाः सन्ति तत्र एवं च ऋषिभिः सन्ति एवञ्च तेषां दर्शनपि कर्तुं शक्यते एतादृशानि ऐतिहासिकस्थानानि अस्माकम् उत्तराखण्डप्रदेशे सन्ति एवञ्च तत्र आगत्य दर्शनम् अपि कर्तुम्